ह नमस्ते महोदय आ धन्यवादः धन्यवादः धन्यवादः महोदयः धन्यवादः महोदय धन्यवादः ह्यस्तनतः रात्रौ किमपि ज्वरं अस्ति इति मन्ये प्रातःकाले खासनमपि अस्ति हा किञ्चित् शै किञ्चित् शैत्यमपि अस्ति हा चेस्ट् पैन् नास्ति खासः प्रातःकाले उत्थाय अधिकमस्ति तदनन्तरे किञ्चित् न्यूनं भवति ज्वरः अहं परीक्षां न कृतवान् किञ्चित् अस्ति इति भाति

शरीरे उदरवेदना नास्ति शरीरवेदना किं किञ्चित् अस्ति शरीरवेदना अस्ति शरीरवेदना अस्ति आम् आम् भगिनी हा ह्यस्तनसायङ्काले एकः समारम्भः अस्ति विवाहप्रयुक्तसमारम्भ अस्ति मम मित्रस्य पुत्रस्य विवाहसमारम्भ अस्ति तत्र गत्वा ऐस्क्रीं खादितवान् अस्मि आम् आम् भगिनी अस्तु अस्तु आम् आम् गुलिकां स्वीकरोमि

किन्तु ज्वरस्य किमपि गुलिकां ददाति भगिनी

हा इदानीं केवलं यद् गुलिकां स्वीक गु गुलिकां स्वीकरोमि उष्णजले उ उष्णजलं पिबामि हा गुलिका कति कतिवारं स्वीकरोमि गुलिकां प्रातःकाले वा मध्याह्ने वा रात्रौ रात्रौ एकवारं एका गुलिका एका गुलिका एका गुलिका अस्तु हा हा त तदपि रात्रौ एव तत् ज्वरस्य गुलिका अपि रात्रौ एव स्वीकरोमि अस्तु धन्यवादः महोदयः धन्यवादः यदि अस्ति चेत् अहं पुनः श्वः आगमिष्यामि आगमिष्य तदनन्तर दृष्ट्वा पुः परीक्षा क कृत्वा किमपि नूतनं गुलिकां ददाति चेत् स्वीकरोमि धन्यवादः धन्यवादः धन्यवादः हा आगमिष्यामि आग आगच्छ आगच्छ